मम गृहस्य समीपे कलासामग्रभण्डारः नास्ति कलासमग्रीभण्डारं नगरे वर्तते तदर्थम् अहं नगरं गच्छामि अहं नियतरूपेण विविधवर्णानां बोटल् क्रीणामि यतो हि अहं मृत्तिकायाः शिल्पनिर्माणं मूर्तिनिर्माणं करोमि वर्णानां लेपनं भवति तत्र अतः अहं आर्गेनिक् वर्णं क्रीणामि बहुधा